यदि मम कुटुम्बे कोऽपि रुग्णः भवति तर्हि अहं विविधपाकं करोमि उदाहरणार्थम् ओदनं पचामि तदनन्तरं सोजि इति पचामि च विविधशाकायाः सूपम् अपि करोमि सूपं सह अहं फलानि फलमपि ददामि रुग्णस्य कृते दुग्धपानं चायपानं फलस्य रसपानम् अपि करोमि एतद्रूपेण अहं रुग्णस्य सेवां करोमि रुग्णस्य शक्तिवर्धकं पाकं कृत्वा अहं तस्य कृते विविधपदार्थं करोमि